पाकसमये लोहस्य उपयोगम् अधिकं न करोमि यतः आरोग्यार्थं तत् समीचीनं न भवति आधुनिककाले निर्मलायसपात्रम् एव अधिकम् उपयोगाय भवति प्रक्षालनं कर्तुं वा अनुरक्षणार्थं वा सुलभं भवति परन्तु पूर्वकाले पित्तलं ताम्रं पात्रम् जनाः उपयोगं कुर्वन्ति आसीत् तानि सर्वम् उपयोगार्थम् आरोग्यार्थं समीचीनं भवति